मम प्रदेशे शिक्षणव्यवस्था बहु सम्यगस्ति सर्वकारविद्यालयस्य स्थितिः अपि सम्यगस्ति सर्वकारविद्या विद्यालये छात्राः छात्रः छात्राः बुद्धिकौशलं वर्धते मम प्रान्तस्य शिक्षणव्यवस्था छात्रस्य छात्राः बुद्धिकौशलं वर्धने सहकरोति तस्य विकासः अपि भवति सर्वेषां विकासः अपि भवति मम प्रदेशे मम प्रदेशे बहु प्रसिद्धा शिक्षणसंस्था स्थितास्ति प्रथमः इन्दिरागान्धी विश्वविद्यालयः तद् मण्ड्ला जनपदे अस्ति अन्यः भोज् विश्वविद्यालयः तद् भोपाल् नगरे अस्ति अन्यः होल्कर् विश्वविद्यालयः तद् इन्दोर् नाम्नः जनपदे क्षेत्रे स्थितमस्ति अन्यान्यः बहु विद्यालयाः अपि वर्तन्ते सम्यक् विद्यालयः तद् तत्र शिक्षणं एव बहु सम्यगस्ति नाम तद् लालाकिलाश्वसिङ्घानिया हैस्कूल् तद् विद्यालयः छिन्वाडजनपदे स्थितमस्ति तत्र शिक्षणव्यवस्था बहु सम्यक् वर्तते एवं मम क्षेत्रे सर्वकारीयशालायाः परिस्थ्यै इति अपि बहु सम्यगस्ति बहु सम्यक् सम्यगस्ति सर्वकारीयशालायाः प्रतिदिने छात्राणां छात्राः भोजनमपि लभ्यते भोजनमपि लभ्यते तत्र तस्य शिक्षा शिक्षा एवं बुद्धिकौशलमपि वर्धते